वस्तुतः मह्यं राजकीयनेतॄणां सम्पर्कः न्यूनः एव तथापि मम स्वक्षेत्रे मङ्गलूरुक्षेत्रे अत्रत्य पुरसभाध्यक्षस्य मेयर् तस्य सम्पर्कः अस्ति तस्य कार्यसूचनं किं इत्युक्ते ग्रामेषु अथवा नगरप्रदेशेषु ये ये सम्यग्रस्ताः भवन्ति तेषां यथा यथा शक्ति साहाय्यं करणीयं पुनः बालाः भवन्ति विद्यार्थिनः भवन्ति औद्योगिकविषये तेषां किञ्चित् मार्गदर्शनं दिग्दर्शनं करणीयं पुनः तत्रत्यजनानां स्वास्थ्यसंरक्षणार्थं व्यावामस्य व्यवस्था कल्पनीया इति तस्य मनसि विचारः अस्ति तदर्थं जनानां साहाय्यं कर्तुं तेषां बालानां दिग्दर्शनं अग्रे अग्रे पठनं किं कर्तुं शक्यते उद्योगक्षेत्रं किं चयनं कर्तुं शक्यते इति सर्वम् अहं सूचनां यच्छामि ये मां पृच्छन्ति पुनश्च तत्र समीपे योगा शिबिरं सर्वं करोमि आयोजनं करोमि तत्र किञ्चित् पाठयामि च